भारतस्य विशिष्टाः सांस्कृतिकपरम्पराः बहूनि सन्ति कलासाहित्यसङ्गीतनृत्यजानपदनृत्याः वेदाः उपनिषदः पुराणाः धार्मिकपर्वणाः सन्ति रथोत्सवः भवन्ति दैवराधनः दैवराधनै नन्तरं विविधमयः नादः भवन्ति धार्मिक क्षेत्रे श्लोकपठनाः अनन्तरं नीतिकथाबोधनं मन्त्रपठनाः अनेकानि सन्ति योगः आयुर्वेदपद्धतिः अन्यदेशेभ्यः जनाः अपि अनुसरणं कृत्वा योगात् आरोग्यवृद्धिः भवति इति ज्ञात्वा विश्व आरोग्यदिनः इति आचरणं कृतवन्तः अनन्तरं युएस्एतः अस्माकं पद् तत्र एकः पद्धतिः अस्ति अस्माकं देशे तथा नास्ति बहूनि संस्कृतिः संस्कृतिपरम्पराः सन्ति